मलयालभाषायाम् बोबल्लं मोळियम् इति एकं पुस्तकम् अस्ति तस्मिन् पुस्तके बोपल् इति एकः बालकः मोळ् इति तस्य सहोदरी द्वयोः जीवनं तत्र प्रदर्शयति बालकः बालिका द्वयोः मध्ये विद्यमानाः स्पर्धाः कलहम् द्वयोः कुटुम्बम् द्वयोः समाजः तत् सर्वं केन्द्रीकृत्वा एकं हास्यपुस्तकं तस्मिन् काले बाल्यकाले मम पुरतः आगतमासीत् तत्र आरम्भतः अन्तिमपर्यन्तं चित्रसहितं हास्य गणिकां स्थापयित्वा पुस्तकं रचितम् अस्ति तद् पुस्तकं पठित्वा अहं केवलं न केरळे तस्मिन्न् काले इत्युक्ते विंशतिवर्षपूर्वं ये पठनशीलाः तादृशं पुस्तकं पठितुम् इच्छन्ति ते सर्वे तादृशाः पुस्तकानि पठित्वा हसितवन्तः